भोः चालकमहोदय अद्य मम परीक्षा अस्ति अहं कदा विद्यालये गच्छामि भवान् शीघ्रं करोतु इदानीं कति समयः अपेक्ष्यते भवतः कृते अस्मिन् मार्गे तु कन्स्ट्रक्शनस्य कार्यं च कर् चलति भवान् कृपया भिन्नमार्गेण मां नीत्वा विद्यालयं प्रति गच्छतु यदि वयं समयेन विद्यालयं नागच्छामि चेत् अहं परीक्षां लेखितुं न शक्नोमि एतत् कारणे कृपया भ्राता मां नीत्वा शीघ्रं विद्यालये चलतु